धर्मो विश्वस्य जगतः प्रतिष्ठा धर्मे सर्वं प्रतिष्ठितं तस्मात् धर्मं परमं वदन्ति इति मन्त्रमस्ति नाम धर्मः सर्वस्यैव जगतः सम्बन्धं जनयति धर्ममेव जगति सर्वोत्कृष्टतया जागर्ति धर्मे एव सर्वं वर्तते इति तस्य मन्त्रस्य अभिप्रायः तद्वाक्यानुसारेन वयं मानवाः अत्र प्रपञ्चे धर्माचरणं कुर्मः धर्मः इत्यस्य धारणात् धर्मः इति व्युत्पत्तिः उच्यते वयं सर्वेपि एकम् एकां क्रियाम् आश्रित्य मिलिताः भूत्वा कुर्मः चेत् सः एव धर्मः भवति धर्मस्तु वेदशास्त्रादिभिः उपदेष्टुम् अस्ति तदतिरिक्तः अधर्मः इति कथ्यते धर्मस्य आचरणं किं प्रयोजनं धर्मस्य आचरणेन किं प्रयोजनं किं जायते इति चेत् सर्वे जनाः धर्मणि धर्मे श्रद्धालवः भवन्ति एकत्र धर्मकार्यं प्रवर्तते चेत् तं प्रति आकृष्टाः बहवः जनाः तत्रैव मिलिताः भवन्ति एकत्र मिलिताः एकेनैव रूपेण समानरूपेण तत्र मिलित्वा तन् तस्य धर्मस्य आचरणं कुर्वन्ति चेत् चेत् तैः बान्धव्यम् अधिकतया वृद्धिं गच्छति बालो वास्तु बालिका वास्तु युवा वा भवतु युवती वा भवतु वृद्धो भवतु अथवा वृद्धमहिला वा भवतु सर्वेषां भावना एकत्रैव मिलिता भवति किमर्थमिति चेत् धर्मणि धर्मे सर्वेपि सम्बद्धाः भवन्ति आसक्ताः भवन्ति एवं धार्मिकस्य धर्माचरणेन सर्वेषां जनानाम् एकत्र सम्मेलनं समीचीनतया भवति एवं भवति चेत् धर्मसम्बद्धि उत्सवोपि समीचीनतया भवति तत्र भगवतः शिरसि ऊढ्वा सर्वत्र सञ्चारणं भजनादिकं नर्तनादिकम् गीतं वाद्यादिकं च समीचीनतया कृत्वा धार्मिकोत्सवः समीचीनं भवति एवम् आचरणं क कर्तुं बहूनां जनानाम् अपेक्षा वर्तते एवं बहवः एकत्र मिलित्वा धर्माचरणम् एवम् उत्सव द धर्मविशिष्टम् उत्सवम् आचरन्ति चेत् तत्र सर्वेषां भावना एकत्र स्थिता भवति एवं क्रियते चेत् धार्मिकोत्सवस्य आचरणेन तत्र भगवतः देवालयस्य अथवा देवप्रदेशस्य वा अभिवृद्धेरपि जायते तत्र धनसङ्ग्रहादिकं भूत्वा तस्य प्रदेशस्य उन्नतिरपि भवति इति अस्य आशयः ओम्